योगाभ्यासे मम प्रियं आसनं भवति यत् ताडासनं ताडासनेन क किं वा प्रयोजनम् इति चेत् जनाः अद्यत्वे नाम अधिकांशतः वामनाः दृश्यन्ते तस्य आहारस्य वा लोपः वा स्यात् यस्य कस्यापि वा लोपः स्यात् तेन कारणेन ताडासनस्य करणेन औन्नत्यं वर्धते अतः सर्वेपि यदि ताडासनं करिष्यन्ति चेत् वामनत्वं क्षयं प्राप्य किञ्चित् वा औन्नत्यं वर्धते इति मम चिन्तनं वर्तते अतः मम प्रियः प्रियम् आसनं ताडासनं वर्तते